मम प्रदेशे तावत् भाषमाणाः भाषाः काः नाम कन्नड हिन्दी मराठी इङ्ग्लीश् उर्दु इत्यादि अस्माकं जनाः उद्योगार्थम् अपि अन्यभाषायाः शिक्षणम् इच्छन्ति अन्यभाषायामपि उद्योगार्थं मम प्रदेशे विद्यमानजनाः उद्योगार्थम् अन्याः भा अन्यभाषायाः उपयोगमपि कुर्वन्ति तथैव युवानः अपि मातृभाषा या वर्तते नाम कन्नडभाषायामेव सम्भाषयन्ति व्यवहारं कुर्वन्ति इत्यादिकं मातृभाषायामेव कुर्वन्ति तथैव युवानः अपि अन्यां भाषां पठितुम् इच्छन्ति एवमेव इतोपि अद् आधिक्येन मम प्रदेशे मातृभाषा या वर्तते कन्नड तया भाषया एव सम्भाषणं व्यवहारमित्यादिकं मातृभाषेण भाषायामेव कुर्वन्ति तथैव उद्यागार्थम् अस्माकं प्रदेशे तावत् अन्यभाषायाः अपेक्षा वर्तते उद्योगार्थं जनाः अपि अन्यभाषायां व्यवहारं कर्तुं वा सम्भाषितुं वा इक्षन् इच्छन्ति यदि अन्यभाषायाः शिक्षणं भवति चेत् उद्योगी उद्योगिनां कृते अथवा उद्योगार्थं ये बहिः गच्छन्ति तेभ्यः सौलभ्यं भवति केचन मम प्रदेशं त्यक्त्वा क्वचिद् अन्यत्र गच्छन्ति तत्र कार्यं कुर्वन्ति तत्र उद्योगं कुर्वन्ति तदर्थम् अन्यभाषायाः अपेक्षा वर्तते एवम् उद्योगार्थं मम प्रदेशे विद्यमानजनाः अन्यभाषाम् इच्छन्ति पठितुमपि इच्छन्ति सम्भाषितुमपि इच्छन्ति आधिक्येन अस्माकं ग्रामे इङ्ग्लीश् तेलुगु तमिळ् इत्यादिभाषायाः अपेक्षा वर्तते यदि सा अपेक्षा पूर्यते चेत् उद्योगार्थं स् सर्वेषां कृते सौलभ्यं भवति एवमेव युवानाः मातृभाषायामेव आधिक्येन प्रवर्तन्ते